मम प्रियम् अविनकं वा वाचोविचित्तं वा संस्कृते सर्वेभ्यः सुखिनः भवन्तु इति सर्वेभ्यः सुखिनः भवन्तु इति अर्थः अस्माकं सर्वेषां कल् कल्याणं कामयति इति सुखदम् अभिवादनं वा कामना वा यदि सर्वे सुखिनः तिष्ठन्ति तर्हि वयम् अपि सुखिनः भविष्यामः यतो हि अस्माकं कल्याणं सर्वेषां कल्याणे निहितं भवति यथा यदि अहं कस्यचित् व्यक्तिस्य वा किमपि वस्तुनः प्रेम करोमि तर्हि सः सुखं प्राप्नोति धनं प्राप् धनं प्राप्नोति सः सुखं प्राप्नोति अहमपि सुखं प्राप्नोमि यथा अहं जलं ददामि तर्हि तथापि कस्यचित् जनस्य जलस्य आवस्यक्ता भवति तथा च यदि अहं तस्मै जलं ददामि तर्हि सः यावत् सुखं प्राप्नोति तावत् अहमपि तस्मात् सुखं प्राप्नोमि एतत् मम अतीव रोचते परन्तु यद्यपि अहं सर्वैः जनाः यद्यपि सुखिनः भवन्ति तर्हि अस्माकं देशः उन्नतिः भवति